नाम ऐ ऐ टि ऐ ऐ एस् सि ऐ ऐ एम् एस् इत्यादि बृहत् संस्थाः सर्वेषाङ्कृते प्राप्तुं न शक्यते यतोऽहि तत्र बहु स्पर्धा भवति स्प पुनः स्पर्धा भवति तस्मात् तत्र प्राप्तुं न शक्यते इति केचन मतिः परन्तु तत्र स्पर्धा भवति चेदपि स्पर्धायां तत्र भागगृहीतारः बहवः भवन्ति तत्र भागग्रहणं भागग्रहणमपि केचन बहु इच्छन्ति तत् परन्तु तत्र धनम् ये धनं दा ये धनं दास्यन्ति तेभ्यः एव तत्र सीट् यच्छति यच्छति इति कश्चनलोकशृतिः वर्तते अतः तत्र बहवः जनाः तत्र स्थानं प्राप्तुं न शक्नुवन्ति यदि स्पर्धा एका एव भवति चेत् तत्र बहवः जनाः बहवः छात्राः अपि तत्र स्पर्धा स्पर्धायां भागग्रहणं कुर्वन्ति अस्तु धनविषयं त्यक्त्वा स्पर्धा विषयं यदि वयं भाषामहे तत्र स्पर्धा तावत् बहूनाम् अत्यन्तः उन्नतः क्षेत्रीयः भवति क्षेत्रीया भवति उदाहरणार्थं यदि व्याकरणं पश्यामश्चेत् तत्र व्याकरणे समग्र व्याकरणस्य व्याकरणस्य ज्ञानं तस्य बुद्धिं यदा भवति तत्र न्यूनातिन्यूनं तत्र प्राप्तुं शक्नोति अन्यथा तत्र यत्र कुत्र यस्य कस्यापि भागस्य तत्र लोपः भवति चेत् अज्ञानता भवति चेत् सः तत्र प्राप्तुं न शक्नोति अतः अत्र ऐ ऐ टि इत्यादीषु स्थलेषु ये ये कार्यं कुर्वन्ति ते तेषय बुद्धिशालीनः भवन्ति प्रायः अतः ते सर्वत्रापि कार्यं कुर्वन् परन्तु तत्र ये कार्यं कृत्वा अनन्तरं ते तेषां ज्ञानम् अन्यत्र बाह्यस्थलेषु ज्ञानस्य उपयोगं कुर्वन्ति न तु भारते अतः ये ऐ ऐ टि इत्यादिषु स्थलेषु कार्यं कुर्वन्ति ते अवश्यं भारतीयाः भवन्ति भारते भारतीयाः भारतस्य तेषां ध्यानम् उपयोगाय भवतु इति अहम् आशासे